अस्माकं प्रान्तः तेलङ्गाणा अस्ति अत्र हैन्दवसम्प्रदायम् अनुसृत्य वयं व्यवहारं कुर्मः अस्माकं प्रान्ते भिन्न भिन्न उत्सवाः भवन्ति गणेशचतुर्थी सङ्क्रान्तिः विजया दशमी उगादि श्रीकृष्णजन्माष्टमी श्रीरामनवमी महाशिवरात्रिः रक्षाबन्धनम् इत्यादि अनेकेषु उत्सवेषु जनाः भागं स्वीकुर्वन्ति पर्वदिनं पुरस्कृत्य यदा नूतनवस्त्राणि धरन्ति देवालयं गच्छन्ति दैवदर्शनं कुर्वन्ति भिन्नभिन्नभोजनपदार्थाः पचन्ति परस्परं मेलयन्ति शुभकामनाः प्रकटनं कुर्वन्ति एवम् अस्माकं प्रान्तं तेलङ्गाणा भिन्न संस्कृतिः भिन्न सम्प्रदायः नाम कुल सम्प्रदायानां कृते निलयः अस्ति